नमोनमः मम समीपे एकः मनुष्यः आगतवान् तदा रिक्तः प्रकोष्ठकः अस्ति रिक्तः अस्ति अतः कति धनम् अस्ति रिक्तस्य आं अहमागच्छ आगच्छामि तत्र किं किम् अस्ति गृहमध्ये कति प्रकोष्ठाः अस्ति कति प्रकोष्ठाः अस्ति आं भोज् भोजनव्यवस्था एवम् पार्किङ्ग् व्यवस्था एव आम् आम् वयं चत्वारः जनाः अस्ति आं वयं त्रयः एव चतुरः एव जातम् अहम् आम् आम् अहं स्वयं त्वं दूरवाणीं करोमि करोतु मम आधारः कार्ड् एवं सर्व सर्वे डाक्युमेण्ट्स् एव आम् अहम् बहुदिनमध्ये आगच्छति आगच्छामि आमाम् अहं श्वः आगच्छ आगच्छतु अहं श्वः आगच्छामि आं कति कति अड्वान्स बहु भोः फ़ै फ़ै थौसण्ड् बहु अस्ति वा अहं श्वः आगच्छतु आगच्छामि तदा वयम् मिलामः तदा वयम् धन्यवादः नमोनमः